इतः पूर्वं कदापि प्रधाननिर्णयं स्वीकर्तुम् आवश्यकता न आपतिता आवश्यकता अस्ति तर्हि यस्य विषयः इति अहं प्रथमं चिन्तयामि विषयं यस्य अस्ति ते एव निर्णयं करणीयम् मया निर्णयं करणीयः करणीयं चेत् अहम् आर्यपुत्रस्य वा मातापितरौ वा अनुजः वा अभिप्रायं स्वीकरोमि